प्रथमं ई पी एफ़् पोर्टल् मध्ये गच्छतु ई पी एफ़् नम्बर् पोर्टल् मध्ये गच्छतु अनन्तरं आक्टिवेट् यू ए एन् इति मुखपृष्टे इम्पर्टेण्ट् लिङ्क्स् इत्यस्य अधः आक्टिव् यू ए एन् क्लिक् कुर्वन्तु अत्र नाम जन्मतिथिः इत्यादि उल्लिखतु अनन्तरं पास्वर्ड् अथवा ओदर् केषन् पिन् ओदरैसेशन् पिन् कूर्वन्तु क्लिक् कूर्वन्तु अनन्तरं कम्प्लीट् रेजिस्ट्रेशन् इति क्षेत्रे क्लिक् कुर्वन्तु